संस्कृतकथासाहित्यमुदानं केवलं नीतिकथारूपेण पठन्ति सर्वे पठन्ति वा इति महती समस्या भवति किन्तु संस्कृतनीतिकथानां वैशिष्ट्यं यच्चेत् तत् अभिरुचितया भवति आभिरुचिरूपेण नीतिकथा प्रबोधनमेव संस्कृतकथानाम् औन्नत्यं भवति यतः विष्णुशर्मणः पञ्चतन्त्रकथाः वयं पठामश्चेत् तत्र पञ्चतन्त्राणि उक्तानि भवन्ति अमरकोशे यद् वर्तते इत्युक्ते तन्त्रप्रधाने सिद्धान्ते इति अमरसिंहेन प्रतिपादितं भवति तन्त्रमित्युक्ते प्रधानं नाम मुख्यमिति एकः अर्थः तदनन्तरं सिद्धान्तम् इत्युक्ते अभिप्रायः किन्तु अत्र तन्त्रमित्युक्ते नीतिपरकमिति वयम् अस्माभिः अर्थः कल्पयितुं शक्यते तत्र किं किम् उक्तानि तत्र कानि कानि तन्त्राणि उक्तानि इत्युक्ते सुहृदभेदः मित्रलाभः काकोलुकीयम् अपरीक्षितकारकं लब्धप्रणाशः इति पञ्चतन्त्राणि उक्तानि एतेषु के न एतासु पञ्चतन्त्रकथासु नीतिविषयाः एव उद्घोषिताः सन्ति एतासां नीतिकथानां गतिः कथं भवति इत्युक्ते सरलरूपेण रुचिरूपेण एतासां कथानां तावत् गतिः भवति अतः संस्कृतकथानाम् नीतिपरकत्वं सम्यक्रूपेण एव भवति तद् सर्वे केवलं नीतिरूपेण मात्रं न पठन्ति रुच्यर्थमपि पठन्ति इति अभिप्रायः